अहं त्याज्य वस्तूनाम् उपयोगं कृत्वा कलाकृतिं बहुधा कृतम् अस् वर्तते तत्र तु बहुदा न्यूस् पेपर् एव उपयुक् उपयोगं कृतवती तेन मया बहुदा टोपि कवर् इत्यादिकं कृतं तेन यदा आपणं प्रति गच्छामः तर्हि प्ल्यास्टिक् उपयोगं कर्तुम् न शक्यते तत् कवर् एव नेतुं शक्यते तद् पे पेपरेण किं कृतं तेन बहु उपयोगः भवति पुनः परिसरः परिसरस्य कृते किम् हानिः न भवति पुनः प्लास्टिक् बाट् कूपिं उपयोग्य फ़्लवर् पोट् इत्यादिकं कृतवती तेन अस्माकं गृहं सम्यक् दृश्यते द्रष्टुमपि सम्यग्भवति मनोहरः भवति पुन अस्माकं कलाकृतिः अपि वर्धते